विशालेषु जलागारेषु तरणसमये प्रथमं द्रष्टव्यं तस्मिन् जलागारे कियज्जलमस्तीति कियद् इत्युक्ते टेन् फ़ीट् अस्ति वा पञ्चदश अस्ति वा विंशतिः अस्ति वा अथवा विंशत्यादिकमस्ति वा इति कदाचित् विंशत्यादिकमस्ति चेत् बहु कठिनं भवति कारणं तत्र तरणसमये कोपि जलं पिबति चेत् साक्षात् अधः एव गच्छति तदर्थं तत्र तत् पश् प्रष्टव्यं जलं न्यूनमस्ति चेत् यदा उपरितः वयं जले जले प्रविशाम तदा मुखे ललाटे तथा अन्यत्र कुत्रापि घातः भवितुं शक्यते तदर्थं प्रथमं तत्र जलागारेषु जलं कियद् अस्ति इति तत् प्रथमं द्रष्टव्यं कासारेषु तु विषजन्तवः तथा मकरः इत्यादि अस्ति वा किं तत् द्रष्टव्यं तादृश जन्तूनां कदाचित् जलसर्पाः तत् सर्वं भवति तस्य तत् द्रष्टव्यं तदनन्तरं कासारेषु मुक्तजलागारेषु पद्मपत्र पद्मपुष्प लल् पद्मस्य पद्म प्क् पुष्पस्य लताः क् कुत्रचित् भवन्ति तत् तत् अस्ति चेत् अत्यन्त आघातकरं तस्मिन् ज तादृशजलागारेषु कासारेषु वयं त तरणं कुर्मः चेत् अस्माकं पादे तत् लता भवति ब् ब् बन्धनं लतायाः बन्धनं भवति चेत् उपरि आगनमं बहु कष्टं भवति शैवलादि अपि तत्सर्वं द्रष्टव्यम् अस्ति एतादृश विषये अवधातव्यम् इति